महाभारते असुराणां पात्रचित्रणम् चित्रणम् बहु सम्यक् अस्ति तत्र भिन्न भिन्न प्रकारीयाः असुराः तत्र चित्रिताः सन्ति उदाहरणं यथा कृष्णस्य बालक्रीडा समये कंसः इतोऽपि कंसेन प्रेषिताः बहवः असुराः आसन् बकासुरः अघासुरः पूतना इति तेषां तेन तेषाम् सामर्थ्यम् असुराणां शक्तिः सामर्थ्यं कथमासीत् इति सम्यक् ज्ञाय तथापि कृष्णः तान् सर्वान् मारितवान् तेन कथाः बहु रोचकाः अपि जाताः एवमेव अनन्तरं महाभारते तु यदा पाण्डवाः वनवासे आसन् तस्मिन् समये हिडिम्बः इति एकः राक्षसः भीमेन मारितः एवम् एवं बहूनि बहवः असुराः तत्र मारिताः रामायणे अपि यथा रावणः आसीत् खरदूषणौ आस्ताम् बहु बलं तेषाम् आसीत् परन्तु तेन एव यः यः नायकः भवति यः हीरो भवति तस्य अपि गुणः सम्यक् दृश्यते इत्युक्ते तादृशान् राक्षसान् अपि कथं रामः मारितवान् इति मम अभिप्रायः अस्ति